आरोग्यं भास्करादिच्छेत् इति कथनमस्ति तदर्थम् अहं मम कृते सूर्यनमस्काराः बहु रोचते किमर्थमित्युक्ते सर्वे आसनं सर्वासनानि सर्वासनानि सूर्यनमस्कारे भवन्ति इति कृत्वा सूर्यनमस्कारे वयं पादचालनं कुर्मः हस्तचालनं कुर्मः ततः इतः शरीरभागान् चालयामः तदर्थं सूर्यनमस्कारेषु एकं यदि सूर्यनमस्कारं कुर्मः चेत् सर्वे सर्वयोगाभ्यासकरणफलितं भवतीति कृत्वा सूर्यनमस्कारं मां रोचते ततः अपि तत्र प्राणायाममित्यादिकमपि भवितुमर्हति वयं यदि सूर्यनमस्कारान् यदि सम्यक् कुर्मः चेत् आरोग्यं स्वास्थ्यं भवति इति ज्येष्ठैः कथ कथयन्ति तदर्थं मम कृते सूर्यनमस्काराः प्रियाः भवन्ति